नमस्ते

आम् सत्यम्

आम् आम् आम् सत्यं भाटकगृहमस्ति ओ एवं वा शर्ममहोदयः इत्युक्ते सः संस्कृतपण्डितः अस्ति स एव खलु ओ हो हो हो भवतः संस्कृतभाषणं सम्भाषणं शृण्वन्नेव अहं महान् सन्तोषम् अनुभवन्नस्मि निश्चयेन आगच्छतु अस्माकं गृहमस्ति संस्कृतज्ञानां कृते निश्चयेन दास्यामि प्रकोष्ठत्रयमस्ति अनन्तरं तत्र पाचकगृहं अन्त पृथकेव अस्ति तदनन्तरं तत्र पार्श्वे एव नाम एटेच् हा एटाच्ड् एव अस्ति इदानीं नगरे एटाच्ड् एव भवति नो चेत् जनाः नागच्छन्ति किल आम् आम् कदा आगमिष्यति आ सङ्केतं वा भवान् मम सङ्गनिकेतनं जानाति वा सङ्गनिकेतनस्य पार्श्वे एव मम गृहमस्ति अ अ नै नैव तत्र पार्श्वे आगत्य दूरवाणीं करोतु अथवा यत्र कुत्रापि पृच्छतु वेङ्कट्रमणभट्टस्य गृहं कुत्र इति सर्वे जानन्ति एवं वद सूचयन्ति च

ए भाटकस्य विषये अनन्तरं पश्यामः भवान् आगच्छतु अत्र पश्यतु अनन्तरं सन्तोषम् अनुभवति चेत् अनन्तरं भाटकविषये चिन्तयामः इदानीमेव किमर्थं भोः आगच्छतु आगच्छतु हा आम् सम्पर्कं जलव्यवस्थां सम्यक् कृतवान् अस्मि तत्र ओवर् टेङ्क् अस्ति अनन्तरम् अण्डर् ग्रौण्ड् एतत् अस्ति किल तदपि अस्ति पार्श्वे एव कूपमस्ति कूपद्वारा जलव्यवस्थामपि अस्ति मङ्गलूर् महा महानगरपालिकायाः तत् तदपि आगच्छति जलं सुव्यवस्था अस्ति सुव्यवस्था अस्ति आम् नैव नैव नैव कम्पौण्ड् पृथक् गृहम् अस्माकं कम्पौण्ड् मध्ये एव तत्र एकं भाटकगृहम् आम् अहम् आम् आम् हा सन्तोषम् सन्तोषम् आगच्छन्तु आगच्छन्तु तद् निश्चयेन आगमनसमयात् पूर्वं एका दूरवाणीं करोतु भोः यत्र कुत्रापि गच्छामि चेत् हा निश्चयेन आगच्छतु हा निश्चयेन आगच्छतु आम् आम् नमस्काराः नमस्काराः